मम राज्यं हिमाचलप्रदेशः तत्र संस्कृतस्य शिक्षणं माध्यमिकस्तरे एव भवति माध्यमिकस्तरात् उच्चस्तरपर्यन्तं एव संस्कृचुं शिक्षणं दीयते संस्कृतशिक्षणस्य प्रभावः सम्यक्तया तत्र वर्तते यतोहि हिमाचलप्रदेशे द्वितीयराजभाषारूपेण संस्कृतस्य स्वीकार्यम् अस्ति शिक्षणव्यवस्था अपि तत्र समीचीना अस्ति सर्वत्र अध्यापकानां नियुक्तिः तथा च तत्र संस्कृतस्य संस्कृतविषयस्य यः सिलेबस् अस्ति तदपि बहुसमीचीनं वर्तते